प्रथमकक्ष्यातः एव भाषारूपेण संस्कृतस्य स्थापनं कर्तव्यं प्रथमकक्ष्यातः दशमीकक्ष्या पी यू सी उपाधिपर्यन्तं संस्कृतं यदि पठति तदा संस्कृतस्य अस्तित्वं भवति त्रि लेङ्ग्वेज् फार्मुला इति कथयामः तत्र संस्कृतस्य स्थापनं संस्कृतस्य अध्ययनं अनिवार्यम् इति करणीयम् अनन्तरं संस्कृतस्य अध्ययनं ये प्राप्तवन्तः संस्कृते कृतभूरिपरिश्रमः ये वर्तन्ते तेषाङ्कृते वृत्तिः उद्योगं दातव्यम् अस्ति नानाक्षेत्रेषु संशोधनं वा अनन्तरं पूर्व प्राचीनतमानां ग्रन्थानां पुनर् प्रकटनं वा इत्यादिकं कर्तव्यं तदा सर्वेषाम् अपि वृत्तिः मिलति जीवनं यापयितुं शक्नुवन्ति